हेलो नमस्ते पाकशाला भोजनालयः वा अहं सुमन्तः मया अर्धघण्टात् प्राक् पन्नीर् घीरोस्ट् इति पञ्चजनानां कृते आनायितमासीत् सद्यः अतिथाः न आगच्छन्ति इति कृत्वा कृपया तत् न्यूनीक्रियताम् पञ्चप्लेट् अपेक्षया प्लेट्द्वयं पन्नीर्घीरोस्ट् प्रेषयन्तु धन्यवाद